यदा भोजनम् इति वदति मम मनसि प्रथमम् आगच्छति मम मातुः पाचकं सर्वम् भक्षणवस्तूनि सः मम बाल्यकालात् मम मातुः मम मातामही तेषां पाचकं तेषां स्व हस्तेन निर्मितं भोजनं तत्सर्वं मम मनसि आगच्छति यथा ता तादृशं स्वादिष्टं न भोजनानि मम जीवने अहम् इदानीं न स्वीकृतवती तदेव तेषाम् पाचकं तत् रीतिः सर्वं ममापि अहमपि तत् अनुवर्तनं करोति चेदपि त तादृशमेकं रुचिः न आगच्छति तत् एकं स्मरणम् इव बाल्यकालस्मरणम् इव मम मनसि सर्वदा सदा सर्वदा एव कुत्रापि गच्छतु तत् मम मनसि सर्वदा अस्ति तादृशं सर्वेषामपि मनसि यदा भोजनमिति चिन्तनम् आगच्छति वा यदा कस्यापि कुत्रापि गत्वा भोजनं करोति चेदपि गृहात् निर्मीयमान भोजनस्य स्मरणं सदा सर्वदा आगच्छति इति मम चिन्ता